रीटेल् नाम तत्र यदि वयं एकं वस्तु क्रीणीमः स् तत् होल्सेल्मध्ये न क्रेतुं शक्नुमः यत्र एकं एव वस्तुं क्रीणीमः एका शाटिका वा भवतु एकं युतकं वा भवतु तद् रेटेल् रूपेण स्वीकुर्मः रिटेल् शोप्मध्ये स्वीकुर्मः होल्सेल् नाम यत्र बहवः शाटिकाः वा बहूनि वस्त्राणि वा अपेक्षन्ते एक समानानि तद् वोल्सेल् आपणं गत्वा तत्र स्वीकुर्मः अन्यत् गतेषु वर्षेषु शाखानाम् उपस्कराणां च मूल्यानि प्रवृद्धानि किमर्थं कथं वा इति चेत् तस्य तत्र कृषकाः तस्य उत्पादनम् न्यूनं कृतवन्तः नाम तत्र वृष्टेः अभावः स्यात् तत्र मूल्यस्य क्षयः वा स्यात् तदर्थं ते उत्पादनं त्यक्तवन्त अधिकजनाः न उत्पादितवन्तः अतः शाकेषु उपस्तरेषु वृद्धिः मूल्यस्य वृद्धिः अभवत् अन्यत् ओन्लैन् शोपिङ्ग् वयं कुर्मः यदा करोना आगता तस्मिन् समये वयम् आपणं गत्वा वस्तुं क्रेतुम् न शक्नुमः स्म अतः ओन्लैन् शोपिङ्ग् अपि अत्यावश्यकम् अभवत् परं अनन्तरं तु अधुना तु करोना नष्टा अतः अस्माभिः आपणं गत्वा एव क्रेतुम् उत्तममिति यतो हि लघु लघु आपणानि अपि भवन्ति तेषाम् वस्तूनि अधिकजनाः न क्रीणन्ति तेषामपि जीवनाय धनम् आवश्यकं भवति यदि वयं तत्र तेषां आपणं गत्वा यदि शाकानि वा वस्तूनि वा न क्रीणीमः चेत् तेषां जीवनं कथं चलिष्यति इति विचिन्त्य तत्र लघु लघु आपणानि ये संस्थाप्य विक्रीयन्ते तत्र गत्वापि अस्माभिः अवश्यं क्रेतव्यम्